न मम ग्रामे बहवः वृद्धाः एवं सन्ति भिन्नभिन्नकारणतः स्स सन्ति ते तेषां कृते तेषां परिवारजनाः सम्यग्रूपेण उपचारादिकं कुर्वन्ति प्रातःकाले तेषां नित्य त् कर्माणि कारयन्ति पुनः तेषां स्नानादिकं कृत्वा तेषां कृते सम्यक् भोजनं निर्मान्ति यथा तस्मिन् वयसि तेषां कृते पाचनं कर्तुं समर्थाः भवन्ति ते तथैव भोजनं ते निर्मान्ति पुनः तेषां कृते भोजनं ददति भोक्तुं ते अशक्ताः भवन्ति चेत् तेषां कृते सः कथं ते भोक्तुं शक्नुवन्ति तथैव साहाय्यमपि कुर्वन्ति पुनः कुटुम्बस्थजनः तेषां स्वास्थ्यरक्षणार्थं सप्ताहे वा मासे वा चिकित्सालयं प्रति नयन्ति तेषां कृते सर्वदा तेषां प्रकोष्ठं परिष्कुर्वन्ति परिष्कारे रात्रौ तेषाम् अन्ते मशकनिवारकमपि स्थापयन्ति पुनः तेषां वस्त्राणि सम्यग्रूपेण प्रक्षालयन्ति एवं एवमेव सर्वेषां कृते तत्र सहायकाः भवन्तिः बालः पालनं बालः तेषां कृते सौहार्दपूर्णव्यवहारं प्रददति ते सर्वे तेषां कृते रुक्ष व्यवहारं प्रदर्शयन्ति तेषाम् उपरि कोपि क्रोधं न दर्शयति एवं च परिवारजनाः सर्वदा तेषां पार्श्वे एव तिष्ठन्ति रात्रौ तु तेषां कृते पार्श्वे आधिक्येन जलं भोजनादिकं स्थापयन्ति यदा ते इच्छन्ति ते भोक्तुं शक्नुवन्ति